हरि ओम् हरि ओम् इण्टिरियर् हा इण्टिरियर् कम्पनी डिसैनिङ्ग् कम्पनी अस्ति किम् आवश्यकम् भगिनी वयं सर्वं कुर्वन्ति ओ एवं वा वयं सम्यक्तया सर्वाणि कार्याणि कर्तुं शक्नुमः ब कथम् अपेक्षितं भवत्याः ओ अस्तु अस्तु वयं शीघ्रं शीघ्रं कर्तुं शक्नुमः

हा अस्तु हा अस्तु भवती किम् अपेक्षति काष्ठस्य अपि अस्ति पञ्चलोहस्य अपि अस्ति यद् अवश्यकं तत् व्यवस्थां कुर्मः हा अस्तु तत्र सम्यक् भवति पञ्चलोहस्य मूर्ति एव सम्यक् दृश्यते तदनन्तरम् उत्तमकाष्ठानाम् उपयोगं कृत्वा तत्र हा मण्टपस्य निर्माणमपि कर्तुं शक्यते मण्टपस्य अवश्यकमस्ति वा अस्तु अस्तु अन्यप्रकोष्ठस्य विषये पाकशालायां कथम् आवश्यकम् हा शक्यते भगिनी यदि भवती पुरातन पात्राणि सर्वं स्था स्थापितुम् इच्छति अपि तदर्थं व्यवस्थां कुर्मः भवती कथम् इच्छति तथा वयं सम्यक्तया व्यवस्थां कर्तुं शक्नुमः

हा अस्तु

आ तत्र तस्य प्रकोष्ठे अपि नूतनचित्राणां गायकानां चित्राणि अपि योजयितुं शक्यते वादक सङ्गीतवादकानां चित्राणि अपि योजयितुं शक्यते नो चेत् सप्तस्वराणां चित्रणमपि योजयितुं शक्यते एकवारम् अहं भवत्याः गृहम् आगच्छामि भवती एव सम्यक्तः तया पुनः वदतु एकवारं मिलामः अस्तु अहम् आगच्छामि अस्तु अस्तु अहम् आगच्छामि भवती एड्रेस् प्रेषयतु धन्यवादः